शिक्षितः सुशिष्टान् सिद्धान्तान् पालयति इति अहम् एतस्मिन् विषये कदापि समर्थनं न दास्यामि किमर्थं कदापि न भवति अहं चिन्तयामि यथा साक्षरः राक्षसः भवति कदाचित् सर्वे साक्षराः सुशिष्टान् पालयन्ति इति न शिक्षितः अस्ति तर्हि किं तस्य स् अक्षरज्ञानमस्ति सः बहूनि पुस्तकानि पठितवान् अथवा तस्य ज्ञानस्य ज्ञानं ज्ञानं ज्ञानस्य ज्ञानं बहु बहु अस्ति विद्वान् भवति किन्तु सः सुशिष्टान् सिद्धान्तान् पालयति इति वयं कथं कथं वा वदामः सुशिष्टाः सिद्धान्ताः संस्कारेण एव जायन्ते इति मन्ये समाजे बहवः जनाः सन्ति ये साक्षराः किन्तु विचाराः तु बहु क्षुद्राः भवन्ति व्यवहारमपि पशुवत् भवति अतः सर्वे शिक्षितः सुशिष्टान् सिद्धान्तान् पालयति इति वयं न वक्तुं शक्नुमः अधुना अस्मिन् जगति बहवः जनाः बहुशिक्षिताः किन्तु तेषां कार्याणि तु लज्जास्पदः एवः भवति अतः अहम् एतस्मिन् वाक्ये पूर्णतया सम्मति सं मम अहं न दर्शयितुं शक्नोमि धन्यवादः